भारतस्य उद्योगक्षेत्रं तु बहु सम्यक् जायमानमस्ति तस्य मुख्या समस्या यदि आकाशे प्रकाशः एव न भवति यदि प्रकाशः भवति चेत् सम्यक् प्रकाशः अपि भवेत् वर्षापि भवेत् यदि एतस्मिन् मध्ये किमपि एकं न भवति चेत् वृक्षस्य नाशः भविष्यति